अस्माकं क्षेत्रे प्रसूतिबालरोगकेन्द्राणि बहूनि सन्ति सुप्रसिद्धं जिल्लाकेन्द्र इति कारणेन प्रसिद्धानि चिकित्सालयाः चिकित्सासुविधाः च सर्वाणि अत्यन्तं समीपे एव उपलभ्यन्ते सर्वविधाः आधुनिकचिकित्साविधानानि प्राचीनभारतीयचिकित्सासुविधाः च समीपे एव लभ्यन्ते